न शास्त्रदृष्ट्या विदुषा कदाचिदुल्लङ्घनीया कुलदेशधर्माः इति वाक्यमेकं विद्यते अस्मिन् वाक्ये विशेषरूपेण कुल देश धर्मविचारे उक्तवन्तः अतः काले काले परिवर्तमानेषु स्मृतिविचारेषु एकवाक्यता सर्वत्र न सम्भवति किमर्थमित्युक्ते तत्र प्रदेशभेदात् नियमाः भिन्नाः भवन्ति अतः सम्प्रदाये तस्य समन्वयः कथं करणीयम् इत्युक्ते उडुपिप्रदेशस्य नियमाः उडुपिप्रदेशे एवं तमिल्नाडुप्रदेशस्य नियमाः तमिल्नाडुप्रदेशे एवम् स्वदेशानुरूपं तत्र धर्माचरणं कर्तव्यम् अतः स्वसम्प्रदायानुगुणं स्वसम्प्रदायं सर्वदा न उल्लङ्घनीयम् इति